मूल्याङ्कानां सङ्ग्रहे वयं बहुविधज्ञानं प्राप्तुं शक्नोमि यथा जीवनवृत्तस्य इतिहासस्य संस्कृतस्य कलायाः च विषये निर्देशं दातुं साहाय्यं करोति मूल्याङ्कानां विषयस्य लघुरूपं वा लघुद्वारम् अपि वक्तुं शक्यते मूल्याङ्कानां सङ्ग्रहस्य नियमाः अत्यल्पं सन्ति तस्य विषये ज्ञानं प्राप्तुं भवतः स्कीनार् अत्याधुनिकः परीक्षणयन्त्रं क्रेतुम् आवश्यकता नास्ति तथा एव मुद्राणां सङ्ग्रहेण वयम् इतिहास विषये सम्यक् ज्ञानं प्राप्तुं शक्नोमि यथा षण्मुद्राः तस्य सङ्ग्रहे वयं षण्मुद्रायाः समयः कालः कदा आसीत् तथा राजा कः आसीत् तस्य राज्यं कुत्र आसीत् इत्यादिविषये वयं ज्ञानं प्राप्तुं शक्नोमि पुनश्च मुद्राणां सङ्ग्रहे तथा च तस्य परीक्षणे अपि अधिकधनं व्ययं न भवति तथा एव पाषाणखण्डानां सङ्ग्रहे वयं भौगोलिकज्ञानं प्राप्तुं शक्नोमि वा कुतः एतादृशपाषाणखण्डं वयं पाप्तुं शक्नोमि एतद् ज्ञानम् अपि वयं प्राप्नोमि